मया यथा आरक्षणं कृतं तथा युष्माभिः मोबैल् फ़ोन् प्रेषितमस्ति तत् मोबैल् अतीवसमीचीनं वर्तते मम अनुभवः पूर्वस्मात् मोबैल् यन्त्रात् एषः अतीव उत्तमः इति भासते यतः भवद्भिः अंशाः नूतनतया अत्र विद्यन्ते इति सूचिताः सन्ति तेषां समेषाम् उपयोगकरणेन मम महान् अनुकूलः जातः वर्तते यतः इदानीं सम्पर्कसादनार्थं मोबैल् फोनेव आवश्यकम् अतीवमुख्यं भवति अत्र सर्वे विषयाः मेसेज् प्रभृतयः अत्र समीचीनाः सन्ति अथवा वाट्सप् माध्यमेनापि व्यवहारं कर्तुं शक्यते पुनः अत्र जलसंरक्षणम् अपि विद्यते अतः एतस्य उपयोगः अपि यत्र कुत्र गमनावसरे बस्यानादिषु अपि महान् अनुकूलः सञ्जायते अतः एतस्याः संस्थायाः वयम् अहं धन्यवादं समर्पयामि